हरि ओं नमस्ते आम् अहं सम्यक् अस्मि आम् भगिनी सर्वे कुशलिनः भवत्याः गृहे ओ एवं वा ओ आम् आम् आम् ओ अस्तु अस्तु तर्हि पुष्पानि एव किल वदतु वदतु अत्र तु अधिकं अत्र तु अधिकानि पुष्पाणि सन्ति कमलपुष्पाणि उल्पलकपुष्पाणि सेवन्तिकापुष्पाणि ओलियापुष्पाणि चम्पकपुष्पाणि जपापुष्पाणि पाटलपुष्पाणि सूर्यकान्तिपुष्पाणि अपि विशेषतया आर्डर् करोमि वा ओ पाटलपुष्पाणि आवश्यकं वा तर्हि पाटलपुष्पाणि इत्युक्ते लघुपाटलपुष्पाणि वा बृहत् बृहत् आवश्यकं वा तर्हि नीलवर्ण श्वेतवर्ण पाटलवर्णपुष्पाणि न आवश्यकं वा आं तत् आनयितुं शक्यते परन्तु कुत्र इति स्थानं स्थलं कुत्र आमां जानामि जानामि ओ अस्तु अस्तु किञ्चित् स्थलस्य तत् लोकेशन् प्रेषयति चेत् वरम् अस्तु भगिनी एकं वक्तुम् इच्छामि अधुना तु शैत्यकालः अत्र पाटलपुष्पाणां किञ्चित् मूल्यन्तु किञ्चित् अधिकम् अस्ति चिन्तानास्ति वा अस्तु मम डेय्लि कस्टमर् इति कारणेन अहं कर्तुं शक्नोमि अस्तु भगिनी इदानीं पाटलपुष्पाणि भवति रक्तवर्णे पीत पीतवर्णे च पृष्टवति किल तदा रक्तवर्णपुष्पाणि कति के जीस् पीतवर्णपुष्पाणि कति के जीस् आवश्यकम् तर्हि दश के जि इत्युक्ते एकं के जि अधुना तु मार्केट् पश्यामः चेत् शतरूप्यकाणि यच्छति तर्हि विंशतिरूप्यकाणि ददामि वा एक के जि अस्तु निश्चयेन प्रातःकाले एव प्रथमं भवत्याः आर्डर् एव डेलिवरी करोमि पेमेण्ट् कथं करोति अस्तु भगिनी अस्तु आं भगि धन्यवादाः आम् आं मिलामः मिलामः आम् आम् आम् आम्